अहं प्रायेण फेसबुक् इन्स्टाग्रां ट्विटर् इत्यत्र च प्रायेण स्वछायाचित्रं न स्थापयामि तथापि पञ्चवर्षेभ्यः अहं छायाचित्रत्रयमेव स्थापितवान् अस्मि यतो हि मम अधिका रुचिः न वर्तते तत्र अयत्मत् दूरवाण्याम् अस्ति तदेव वरम् अन्यत्र स्थापने किमपि लाभः न दृश्यते अत एव अहं तत्र न स्थापयामि